विद्यालयस्य पाठ्ये अस्माकं मतस्य अध्ययनं न वर्तते लौकिकपाठ्यांशः इति नाम्ना अस्माकं मतस्य अध्ययनं न कारयन्ति परन्तु ये ये अस्य धर्मस्य देशस्य निर्मूलनं कर्तुं चिन्तितवन्तः वन्तः तेषां विषयः पाठ्येषु वर्तते तान् श्लाघयन्ति च अस्मिन् पाठ्येषु यदि अस्माकं मतम् अध्ययनं धर्मम् अध्ययनं कुर्मः चेत् पूर्वजैः दत्तं परम्पराज्ञानं सम्पादयितुं शक्यते विद्या प्रमुखाः लौकविद्या इति उक्त्वा स्वमतम् अध्ययनं न कारयन्ति लौकिकविद्या अध्ययनं मतम् अध्ययनं दौ च मानवाभिवृध्यै परमावश्यकमस्ति मतम् अध्ययनं विना व्यक्तिः परिप् व्यक्तिः परिपूर्णम् अभिवृद्धिः न शक्यते तदर्थम् विद्यालयेषु पाठ्येषु अस्माकं स्वमतम् अध्ययनम् अत्यन्तम् आवश्यकं वर्तते